हरिः ओम् अह दत्तात्रेयः भवान् मया यद् या कथा उक्ता गण्डू अभिनयं करोति इत्यस्य सा कुत्र पर्यन्तं लिखितवान् भोः हा हा हा एवम् एवं तत्र नाम समापनं न जातं वा एतावत् भो तर्हि कथं करोसि भवान् समापनं तस्य हा हा एवं न तत्र किञ्चित् भावः आगच्छेत् सा कुपिता इति स्नेहलता हा न न स्नेहलता दोड्डः पत्नी वर्तते आम् आं सा एव ब्रवीति परन्तु तत्र सा क्रोधेनागच्छति एवं तत्र सीन् भवेत् अवगतम् हा तदुत्तरं सा मृदुलायाः उपरि किञ्चित् कोपेन क् कोपेन कोलाहलं करोति तदुत्तरं मृदुला ततः निर्गच्छति एवं प्रक् इत्थम् इत्थं भवता द्र दर्शनीयं तत्र हा एवं प्रकारेण करोतु इतोपि किमपि नावगतं वा एवं च प्रथमे दृश्ये कथं का कथा वर्तते न न न प्रथमं दृश्यं यद् अस्ति खलु तद् तद् दृ तद् श्रावयतु एकवारम् हा तत्र कथं श् दर्शयसि हा तत्र पश्यतु तत्र पश्यतु स्रि जयः न वदति आदौ स्नेहलता एव वदति हा सा कुतः वदति नेपथ्ये नाम स्टेज् उपरि स्नेहलता नास्ति मञ्चे स्नेहलता नास्ति इदानीम् हा अवगतं वा तस्याः केवलं ध्वनिः एव आयाति तत्र हा एवं दर्शनीयं सा किञ्चिद् स्नेहलता क कोपेन इत् किञ्चिद् श्रान्ता अस्ति एवं प्रकारेण सा वदति

चायं सिद्धं चायं सिद्धं किं श्रुतं वा भवद्भिः किम् एवम् एवम् तत्र नैसर्गिकः अभिनयः भवेत्

लिखित्वा मां यच्छतु तत् सर्वम्